मम प्रदेशे पर्यटनक्षेत्राणां न्यूनता नास्ति तत्र बहु पर्यटनक्षेत्राः क्षेत्राणि सन्ति तदर्थं न केवलम् अस्माकं भारतीयजनाः आगमिष्यन्ति अपि तु विदेशतः अपि जनाः पर्यटकाः आगच्छन्ति तदर्थम् अस्माकं प्रदेशे अवश्यमेव मार्गदर्शनम् अपि सन्ति टूर् प्याकेजपि उपलभ्यते तेषां कृते यः या भाषा भवतु तयापि भाषया भाषितुं जनाः मार्गदर्शिनः गैड्रूपेण उपलभ्यन्ते अस्माकं टूर् प्याकेज्मध्ये एवं च ट्रावेलर्मध्ये मुख्यतः बङ्गप्रदेशतः यदि जनाः पर्यटकाः आगच्छन्ति तेषां कृते बाङ्ग्ला भाषयापि भाषितुम् मार्गदर्शिनः सन्ति एवं च यदि विदेशतः जनाः आगच्छन्ति तेषां कृतेपि इङ्ग्लिस् भाषया अङ्ग्रेजिभाषयापि भाषितुं मार्गदर्शिनः सन्ति तत्र सामान्यतया तु ये मार्गदर्शिनः गैड् इत्यादिकं वर्तन्ते ते तु स्वमातृभाषया एव सम्भाषन्ते उडिया भाषया एव उत्कलभाषया परन्तु यदि क्लेशः भवति तथापि तत्र ट्रावेल्स् टूर् प्याकेज्मध्ये मार्गदर्शिनः अपि वर्तन्ते ते बङ्गभाषया भवतु हिन्दिभाषया भवतु एवम् एव तमिळ् उर्दु भाषयापि भाषितुं मार्गदर्शिनः सन्ति इति अहमपि दृष्टम् एवमेव तत्र विदे वैदेशिकाः अपि आगच्छन्ति यतो हि अस्माकं पुरिक्षेत्रे तत्र रथयात्रा भवति तदर्थं वैदेशिकाः जनाः अपि तत्र भागग्रहणार्थं जगत् जगन्नाथस्य भगवतः जगन्नाथस्य दर्शनार्थमागच्छन्ति तेषां कृतेपि अङ्ग्रेजिभाषया भाषितुं जनाः मार्गदर्शिनः उपलभ्यन्ते तत्र क्लेशः न भवति तेषाम्